स्व स्व जीवने सर्वेषाम् अध्ययनक्षेत्रं विहाय कलासु अपि महती इच्छा कासाञ्चित् भवति केषाञ्चित् अपि भवति तत्र सर्वेषां कलासु नैपुण्यम् आगच्छति इत्येव नास्ति पूर्वजन्मनः यत् अनुवर्तते तदानुगुण्येन एव कलासु नैपुण्यं प्राप्यते या कला अस्माभिः यस्याः कलायाः विषये अस्माभिः ज्ञानं प्राप्तं तस्याः कलायाः पाठनकौशल्यमपि अत्यन्तम् अपेक्षितमेव इदानीं नर्तनं पठितं चेत् तत् पाठनं कथम् इति यदा वयं पठामः तदा एव पठितं सार्थकं भवति पठितं सम्यक् रूपेण अवगतं भवति अतः प पठनं यथा तद्वत् पाठनमपि अत्यन्तम् अपेक्षितमेव इदानीं कलाः पठिताः तत्र कलासु परीक्षाः अपि संयोजिताः सन्ति प्रत्येकस्यामपि कलायां परीक्षादिकं भवत्येव तत्सर्वं परीक्षादिकं प्राप्य सर्टिफ़िकेट् प्राप्य इदानीम् अहं पाठयितुं योग्या इति तत् सर्टिफ़िकेट् दर्शयति तदनन्तरं क्वचित् वयम् एवं पाठनम् आरम्भं कुर्मः नर्तकानां तु क्लेशः इदं सम्भवति नर्तनम् एव अहं नर्तनेन एव अहं जीवनं यापयामि इति मनसि निधाय ये नर्तनाभ्यासं कृतवन्तः तत्र नैपुण्यमपि प्राप्तवन्तः कदाचित् आरोग्यसमस्यायाः कारणेन ते नर्तनम् अग्रे अनुवर्तयितुं नैव शक्नुवन्ति कदाचित् पादस्य भग्नता वा कदाचित् शरीरे एव का कस्यचित् अङ्गस्य ऊनता वा एवं स्वास्थ्यं कदाचित् इतस्ततः भवति चेत् नर्तनं कर्तुं नैव शक्यते एवं चिह्नादिकं कृत्वा पादे पादचलन हस्तचलनादिकं कृत्वा एवं करोतु इति निर्देशं कर्तुं शक्नुमः किन्तु तत्र पादघातादिकं कृत्वा नर्तनं कथं पाठनीयम् इत्यादिकं सर्वं सम्यक् नैव ज्ञातं ज्ञातं भवति अतः स्वास्थ्यं कदाचित् नष्टं चेत् तत्र नर्तकानां बहु कष्टं सम्भवति पाठने एवं सर्वदा तत्र नरः नर्तनं शालायाम् अथवा यत्र नृत्यं पाठ्यते तत्र बालकाः बालिकाः वा आगच्छन्ति छात्राः आगच्छन्ति इत्येव नास्ति यदा कदाचित् मध्ये कोरोना इत्यादि रोगाः आगमिष्यन्ति तदा गृहात् बहिः नैव गन्तव्यम् इत्यवस्थायाम् एषां तत्र इण्टर्नेट् माध्यमेन पाठयितुं ज्ञानं नास्ति तत् दानं तथा नास्ति तेषां तु बहु कष्टम् आपतितं आपतितं भवति अतः तादृश सन्दर्भेषु किं नर्तकाः बहु कष्टम् अनुभवन्ति एवं यदि गायकाः सम्यक् नैव उपलभ्यन्ते मेकप् आर्स्ट् आर्टिस्ट् तथा कास्ट्यूम् यत् यद्यत् विद्यते तत् सर्वं काले काले यदा नैव प्राप्यते तदापि नर्तकानां गुरूणां तु बहु कष्टं सम्भवति अतः एवं कष्टम् अनुभवन्तः काश्चन ज्ञायन्ते तत्र नाम नाम्नः उद्धरणं नैव क्रियते किन्तु मया तु एवं साक्षात् दृष्टं केचन काश्चन तत्र कष्टम् अनुभवन्तः सन्ति नर्तकाः ये गुरवः सन्ति ते एव अतः एवं रूपेण नर्तकानां जीवने क्लेशः सम्भवति